अष्टाधिक्द्विसहस्त्रतमेवर्षे यदा अहं नूतनतया ऋषी वेलीस् विद्यालयः इति आन्ध्रप्रदेशमध्ये विद्यते तत्र अहं नियुक्तः अध्ययनाय तदा अस्माभिः षष्ठकक्षा गणैः प्रवासार्थं कश्चन अवधिः कल्पिता तत्र अस्माभिः तिरुपति नगरस्स समीपे कश्चन आरण्यकप्रदेशं प्रदेशे अस्माकं वासः आसीत् तत्र तस्मिन् वासस्थाने टेण्ट् इति आङ्ग्लभाषायां वदन्ति तत्र अस्माकं वासः आसीत् तत् यदा अस्माभिः प्रस्थितं प्रातः हस्ते एव तत्र डैनिङ्ग् हाल् तः एव भोजनादिव्यवस्था कृता आसीत् तत्तु अल्पाहारार्थम् गमनमार्गे अस्माभिः कश्चन् रेस्तारण्ट् अन्यथा भोजनालये भुक्तम् तत्र अस्माभिः बटर् नान् रुमालीरोटी सब्जी इत्यादि सर्वं भुक्तम् पुनश्च छात्राः खलु वयं बालाश्च तदर्थम् ऐस्क्रीम् अपि दापितम् ततः अस्माभिः अस्माकं प्रस्थानं अग्रे अग्रे अनुवर्तितम् तत्र अरण्ये अरण्यम् अरण्यम् अरण्यप्राप्तौ एव अस्माभिः कश्चन व्याघ्रः दृष्टः सः व्याघ्रः रात्रिकालनिमित्तेन सञ्चरन् आसीत् स्वक्षये तदानीम् अस्माभिः दृष्टम् सः व्याघः हरिणं कश्चन किं भोजनाय हण्टिङ्ग् कुर्वन् आसीत् तदानीम् अस्माभिः तदानीम् अस्माभिः चिन्तितं इतः अन्यमार्गेण यत्र प्राप्यं तत् तत् स्थानं प्राप्यम् इति कुतः इत्युक्तौ तत्र फ़ारेस्ट् डिपार्ट्मेण्ट् जनैः उक्तम् आसीत् यदि व्याघ्रादीन् पश्यति तेषाम् स्वाभाविकं कर्म विद्यते तस्य हानिः न स्यात् इति तेन तया दृष्ट्या अस्माभिः भिन्नमार्गेण अस्माकं प्राप्तिस्थानं प्राप्तम् तत्र रात्रौ अस्माभिः सेण्डविच् इति एकस्य एकस्य बालकस्य पित्रा तत्र प्रापितम् तत् अस्माभिः भुक्तम् इत्थम् आसीत् अस्माकं प्रयाणं तिरुपतिप्रदेशस्य समीपे कश्चन अरण्यप्रदेशं प्रति समापयामि भोः